अहं नगरप्रदेशवासी अस्मि मम नगरं राय्चूरुनगरं तत्र कोविड्काले सर्वत्र गमननिषेधः कृतः आसीत् अतः गृहे एव भवन् अहं स्वकालं यापितवान् तत्र स्वपरिवाररक्षणार्थं गृहे यथाशक्यम् उष्ण आहारस्य उष्णजलस्य च सेवनेन रोगन्यूनता यथा स्यात् तथा अहं स्वरक्षणं परिवाररक्षणञ्च कृतवान् अनन्तरं मम प्रदेशे बहवः कोविड्सङ्क्रामिताः वैद्यालये योजिताः आसन् तेषां पालनार्थं तथैव तेषां सौकर्यं यथा स्यात् तथा अनन्तरं वैद्यालयस्य च रक्षणं यथा स्यात् तथा द्रष्टुं वैद्यालये कार्यं कृतवान् तत्र तेभ्यः इतस्ततः गम् गन्तुं सहायम् अनन्तरं तेषाम् औषधीनां आहारसेवनाय च सहायं कृत्वा तेभ्यः यथा अनायासेन तेषां जीवनं तत्र यापितुं शक्येत तथा अहं मम साहाय्यं तत्र प्रदत्तवान् तथैव यथाशक्ति मुखकवचरक्षणं मुखकवचरक्षणम् अनन्तरं हस्तस्य फेनकद्वारा प्रक्षालनम् यथाशक्ति स्व स्ववस्त्राणां वस्तूनां च स्वच्छतापरिपालनम् अनन्तरं यथाशक्ति गृहनिर्मलता स्यात् तथा अहं स्वजीवनं कोविड्काले यापितवान्